पूजावकाशे एकदा गृहं गन्तुम् इच्छामि तदा रेल रेलयानस्य टिकटम् इत्यपि स्वीकृतं पूर्वं बहुपूर्वमेव यत्र मम गमनस्य आरम्भः भवेत् तदासीत् जयपुररेलस्थानं किन्तु अहं तदा विश्वविद्यालये आसं तत् अहं त्रिवेणीनामकस्थानात् रेलयान रेलस्थानकं गमनाय उबेर् स्वीकर्तुम् उद्यतः आसम् किन्तु काँश्चन जनान् पृष्टवान् तत्र किमपि यानं विद्यते येन जयपुररेलस्थानपर्यन्तं गन्तुं शक्ष्यति तदा केचन जनाः वदन्ति यत् अत्र आटोयानं विद्यते येन अनायासेन रेलस्थानं गन्तुं शक्नोषि तस्य गमनमूल्यमपि स्वल्पमस्ति तदनन्तरम् अहमपि पश्यामि एकं रिक्तम् आटोयानं तत्र आसीत् अहम् आटोचालकं वदामि गन्तव्यस्थानं सः आटोचालकः मां स्वीकृत्य तत्र रेलस्थानं प्रति गतवान् आसीत्